शिल्पकलायाः विषये काचन अपकल्पनाः वर्तन्ते एव यतो हि शिल्पकला इति प्राक्तनकालेषु बहु प्रसिद्धासीत् इदानीमपि वर्तते एव किन्तु इदानीमपेक्षया प्राक्तनकाले तदधिकमासीत् इदानीं यन्त्राणि आगतानि इति कृत्वा तद्वारा अपि तद् कार्यं क्रियते किन्तु प्राक्तनकालेषु मानवाः स्वयं तत् कुर्वन्ति स्म तत् सा एका कला इति परिगण्यते स्म इति एव विशेषः तदर्थमपि अधिकः श्रमः अपेक्षितः आसीत् अपि च सः बहु सू सूक्ष्मः विचारः तत्र अपकल्पनाः आसन्नेव यतो हि केचन शिल्पकलायाम् कामस्य विषये इत्यादि विषये वद वदन्ति स्म तद् जनान् प्रचोदयति स्म इति कृत्वा तत् सम समीचीनं न इति केचन परिगणयन्ति स्म किन्तु तत् तत् सः विषयः अपि सर्वैः ज्ञातव्यमेव भवति यतो हि सापि एका कामः इत् इति विषये विषयः सर्वैः ज्ञातव्या ज्ञातव्यमेव यतो हि अस्माकं जीवने अपि कामः भवत्येव अस्माकं मनसि अपि कामः भवति वयमपि तत् सर्वं कुर्मः इति कृत्वा तद्विषये अस्माभिः सम्यक् एव ज्ञानं प्राप्तव्यं तदुत्तरमेव अस्माभिः किञ्चित् वक्तव्यम् अन्यथा तु वयम् एवमेव किमपि वदामः शिल्पकलायाः विषये इति तु सम्यक् न इति एव यतो हि शिल्पकला इति एतत् बहु श्रेष्ठा वर्तते अतः कृते गौरवप्रदानं करणीयमेव भवति